नमोनमः मातृभाषायाम् इत्युक्ते मम मराठीभाषा मातृभाषा मराठी संस्कृतं तु अस्ति एव किन्तु मा मराठीमध्ये मा पुस्तकं लिखितमस्ति महात्मागान्धी महोदयस्य एटोवायोग्रफ़ि चरित्रम् तर्हि सः तत् ग्रन्थम् आङ्ग्लभाषायामपि अस्ति सर्वत्र प्रसिद्धः अस्ति स तर्हि अनुवादः तु सम्यक् एव अस्ति सम् पुस्तकं सम्यक् अस्ति अन्यत् तस्मिन् विश पुस्तके महात्मागान्धी महोदय राजकारणे किमपि भवतु अधुना तस्य विषये किं प्र प्रचार वगे तं तद् न जानामि किन्तु तत् पुस्तकं बहु सम्यक् अस्ति महोदयस्य विचाराः बहु सम्यक् आसन् किं सत्यम् अस्ति तदस्ति न तस्य उपरि न महोदयस्य बहु आग्रहः आसीत् तर्हि आत्मचरित्रं तथापि आत्मचरित्रे सत्यकथनमेव लेखनम् इति नियमः अस्ति एव तर्हि महोदयेन सत्यम् आत्मचरित्रे सर्वं सत्यमेव लिखितमस्ति या गृहे यानि कानि दोषानि अभवन् ते स्वच्छमनसा महोदयेन उक्तम् अन्यत् बहु बहु तु सम्यक् अस्ति ते तस्य सत्यस्य प्रति आस्था आस्थेयम् अस्तेयं तु अस्ति अपरिग्रहः वगेरे वगेरे यत् प पञ्च अस्ति न तत् तत् ता सः बहु पुस्तकं तु बहु अहं बहु इष्टवती तत् पुस्तकम् किं वदामि सर्वम्